भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति काचन उक्तिः प्रसिद्धा वर्तते अतः देवभाषा संस्कृतम् जीवभाषा संस्कृतं प्राणभाषा संस्कृतमपि विद्वांसाः वदन्ति अतः संस्कृतभाषायाः औन्नत्यकरणार्थं यदि संस्कृतभाषा तथा च मरणं मरणप्राप्तभाषा इति केचन जनाः वदन्ति तद् असत् देशे कतिपयजनाः वदन्ति पुनः किन्तु विश् विदेशेषु मान्या भाषा वर्तते इयं संस्कृतभाषा अस्य भाषायाः औन्नत्यं कथं कर्तव्यमित्युक्ते प्रति विद्यार्थिनां प्रथम तरगत्या एतत् स्नातकस्नातकोत्तरपर्यन्तं संस्कृतभाषां विशेषेण स्थापितव्यम् सः बालकः अधि संस्कृतभाषाम् अधीतव्यः सः तेन संस्कृतम् अत्युत्तमरीत्या वक्त्रे आगन्तव्यम् अनेनैव अस्य संस्कृतभाषायाः औन्नत्यं कर्तुं शक्यते